अन्तर्जालद्वारा शिक्षणेन बालकानां जीवने उत्तमः प्रभावः भवति इति मे विश्वासः नास्ति यतः बालकाः कक्षासु अपि पाठं सम्यक् न शृण्वन्ति अन्तर्जालद्वारा ते कथं विषयान् अवगच्छेयुः अतः अन्तर्जालद्वारा शिक्षणं दत्तं सम्यक् प्रभावं न जनयति यतः परिक्षासु अपि अस्माभिः दृष्टं तैः विषयाः सम्यक् न ज्ञाताः इति तेषाम् उत्तरपत्रिकासु अपि अस्माभिः तत् दृश्यते अतः शिक्षणार्थं अन्तर्जालतः कक्षासु शिक्षणमेव वरम् इति मे अभिप्रायः